मम कृते तु धार्मिकोत्सवः इत्युक्ते बहु रुचिः नाम रुचिः वर्तते यथा तस्मिन् दिने सम्यक्तया खादितुं शक्यते नूतनवस्त्राणि धर्तुं शक्यन्ते अतः अहं यदि धार्मिकोत्सवः भवति यथा गणेशचतुर्थी दीपावलिः इत्यादिकं नवरात्रम् इत्यादिकं भवति चेत् अहं मम मातुः कृते साहाय्यं करोमि नाम पाककरणं इत्यादिकं तत्र साहाय्यं करोमि नाम पूर्वस्मिन् दिने एव पर्वणः आचरणम् आचरणार्थं किं किम् अपेक्षते वस्तूनि कानि कानि अपेक्षन्ते तत्सर्वम् आनीय स्थापयामः पाकं उत्सवस्य दिने किं किं भवेत् इति आदौ एव तस्य पट्टिकां कृत्वा तदर्थं किं किम् अपेक्षते सन्ति वा वस्तूनि सन्ति वा इति दृष्ट्वा तद् सिद्धं तस्य सिद्दतां कुर्मः गणेशचतुर्थी बहु ग्रेण्ड् रूपेण आचर्यते तत्र मण्टपादिकं स्ता कृत्वा तत्र मण्टपमपि बहु सुन्दरतया पुष्पादिकं स्थापयित्वा भिन्नभिन्नवर्णानां पत् पेपर्स् सर्वं स्वीकृत्य तस्य मण्डपं कृत्वा तत्र गणेशस्य विग्रहं स्थापयामः पुनः गणेशचतुर्थिदिने बहूनि खाद्यानि भवन्ति चष्कुली मोदकं पञ्चकज्जायः इत्यादिकं बहूनि खाद्यानि भवन्ति एवं रूपेण अलङ्कारं भोजनम् इत्यादिकं कृत्वा नाम पाकादिकं कृत्वा बहु सन्तोषेण उत्सवस्य आचरणं क्रियते